विद्यालयेषु कर्नाटकभाषा आङ्ग्लभाषा हिन्दीभाषा मूलविज्ञानं गणकविज्ञानं गणितम् इतिहासः भूगोलशास्त्रम् अर्थशास्त्रं वाणिज्यशास्त्रं व्यवहारशास्त्रं इत्यादयः विषयाः पाठ्यन्ते शिक्षकाः उत्तमाः सुशिक्षिताः व सन्ति ते छात्रान् सम्यक् बोधयन्ति विज्ञानशिक्षकाः प्रयोग प्रायोगिकपाठान् अपि बोधयन्ति ते सर्वे समर्थाः भवन्ति समयानुसारं ते कार्यं कुर्वन्ति तथा तत्र तत्र तदा तदा कक्षायां परिक्षाः अपि भवन्ति कक्षापरिक्षा अपि वर्तते तदनन्तरं वार्षिकपरिक्षा भवति तस्या परिक्षाया उत्तरं उत्तरपत्रिकाणां मौल्यमापनमपि शिक्षकाः कुर्वन्ति मौल्यमापनानन्तरं ते पत्रिका उत्तरपत्रिकाः शिष्येभ्यः दत्वा तेषां तत्र दोषान् अपि ते सूचयित्वा तान् परिहर्तुं प्रयत्नं कुर्वन्ति